सामान्य निर्धनपारिवारतः अहं आगतवान् मम माता अपि उद्योगं करोति स्म मम पिता अपि उद्योगं करोति स्म ते द्वे अपि उद्योगार्थं गच्छन्ति स्म किन्तु मम पिता कार्यं उद्योगकार्यं एव करोति स्म किन्तु मम माता गृहकार्यमपि करोति ममा पित्रा आयं यथा निर्वाहति उद्योगकार्यं तदपि मम माता अपि निर्वहणं करोति स्म इत्युक्ते महिलाः अधिकभारं कुटुम्बभारं सोढ्वा गृहविषये धनार्जनविषये द्वयोः विषये अपि अधिक अवधानं दत्वा प कुटुम्बपोषण विषये अधिक भारं वहन्ती इति अहं भावयामि तदर्थं पुरुषाः भिन्नभिन्न कार्यं दृष्ट्वा कार्यं कुर्वन्ति तथापि कुटुम्बजीवनयापने कुटुम्ब जनैस्सह सत्सम्बन्धः प्रेमवर्धनं सर्वे अपि परिवार जनाः एकत्र मिलित्वा संयोजनं समञ्जनं इत्यादि कारयितुं महिलानामेव मुख्यभूमिका भवति इति अहं मन्ये इदानीन्तनकाले सर्वे पुत्राः भिन्नभिन्नपाठशालासु आङ्ग्लविद्यां पठित्वा गृहसम्बद्धदायित्वनिर्वहणे सर्वे अरुचिं प्रदर्शयन्ति किन्तु प्राचीनकाले तथा न आसीत् गृहविषये सर्वे मिलित्व कार्यं कुर्वन्ति स्म कृषकाः क्षेत्रे सर्वे कुटुम्बजनाः मिलित्वा क्षेत्रे कार्यं कुर्वन्ति स्म किन्तु इदानीन्तनकाले सर्वत्र वायुमण्डलं परिवर्तनं जातं एतेन कारणेन दायित्वानां निर्वहणविषये बहु परिवर्तनं जातं